हा नमो नमः महोदय अहम् अहम् कृष्णस्य कृषकः वदामि यत् स्वामी उक्तवान् अद्य किञ्चित् जैवक ऊर्वकम् आवश्यकं वर्तते भवताम् आपणे जैविक ऊर्वकम् अस्ति किं हा महोदय तत्र एवमस्ति मम स्वामी तु प्रति वारं तत् श्रीराम् इत्यस्य एव ऊर्वरकम् उपयोगं करोति परन्तु अहम् अत्र क्षेत्रे दृष्टवान् ये कृषकाः सन्ति न ते एतस्मिन् वारे किञ्चित् भिन्नम् उर्वरुकम् आनीतमस्ति तस्य सम्प्रति किमस्ति वज्रादपि तस्य नाम एवं किमपि अस्ति तर्हि तस्य अस्तु तर्हि अहं चिन्तयामि एतस्मिन् वारे यतो हि किमस्ति वृष्टि तु न्यूना एव अभवत् इदानीं चिन्तयामि यत् उररुकं स्थाप्य किञ्चित् कृषिक्षेत्रे अन्नस्य उत्पादनं किञ्चित् सम्यक् करोमि यतो हि हा महोदय हा हा महोदय भवान् तु वदति एव यत् भवतः आपण अस्ति परन्तु अहं चिन्तयामि यतो हि प्रथमवारं एतस्य ऊरुकस्य प्रयोगं करोमि एकवारं पश्यामि कतम् अन्नस्य उत्पादनं भवति यदि यतो हि किम् अस्ति प्रथमवारं वद्यते वृष्टि अपि न्यूना एव अभवत् तर्हि एकवारं तु अहं वज्राद ऊरुकमेव नयामि परन्तु मम पार्श्वे अन्या अपि कृषकाः सन्ति तानपि अहं वदामि एतत् ते अपि सम्यक् जैवक ऊर्वकम् आनयत् तेषामपि कृषि अग्रे किञ्चित्

अस्तु महोदय ददातु अस्तु महोदय गजराज् एव ददातु धन्यवादः